भो महोदय नमस्ते भवतः कार् यानेन बेंगलूर्तः अहं मैसूर् नगरं आगतवती किन्तु यानं किञ्चिदपि स्वच्छं नास्ति उपवेशनस्थाने सर्वं छिद्रमेव अस्ति पादनिक्षेप स्थाने अपि मलिनम् आसीत् अहं बहु कष्टेन मैसूरनगरं प्राप्तवती परन्तु इदानीमपि भवान् यदि स्वच्छतां स्वच्छताकार्यं करोति चेत् अग्रिमप्रयाणय अनुकूलं भवति